मम चारणानुभवं तु अत्यन्तं सुन्दरम् आसीत् यदा अहम् नेपालप्रदेशे आसम् तदा पशुपतिः पशुपतिनाथमन्दिरं गतवती तदा चारणं चारणं तु बहु सौन्दर्यम् आसीत् म मार्गाः अपि बहु सुन्दरम् आसीत् अहं प्रातःकाले एव गतवती इति कारणादपि वातावरणं बहु सम्यक् आसीत् तदनन्तरं विश् विशिष्टः

दर्शनं भविष्यति तादृशमेव सायङ्काले अपि यदि भ्रमणार्थं गमिष्यामि तत् समये अपि रक्तवर्णं रक्तवर्णं सुन्दरं सूर्यं पश्यामि अतः यद्यपि अहं प्रतिदिनं पश्यामि तथापि प्रतिदिनमपि नूतनं अनुभवम् एव भविष्यति बहु सौन्दर्यम् अनुभवामि तत् तत् दृष्ट्वा